अहं भवताम् आप्तः अहं जाकेट् एक मासात् पूर्वं स्वीकृतवान् एतद् अत्युत्तममस्ति अनन्तरं सैज् अपि उत्तममस्ति अल्पव्ययेनापि वयम् उत्तमं प्राप्तुं शक्नुमः तथैव एतद् बहवः विदुष्टरपि सम्यक् अस्तीत्युक्तवन्तः एतदयं क्रेतुं शक्नुमः